मया तावद् यदा लडाख् गन्तव्यमिति चिन्तितमासीत् तस्मात् प्राक् मया पितुः समीपे बैकिङ्ग् अभ्यासः आरब्धः द्विचक्रिकायानस्य चालनम् आरब्धम् तत्र यदा अदौ पठ्यमानमासीत् तदा गच्छताकालेन मया कदाचित् क्वचित् मम यानं पातितमस्ति यदा पातितं मया तदा तदा तस्मिन् सन्दर्भे एव मम पिता अगत्य मम यानादिकम् उन्नीय मम कृते यथा सम्यक् चालनीयमिति आदौ पाठितवान् अयमेव मम प्रथमः अविस्मरणीयः अनुभवः अस्ति प्रायः मया इदं कदापि न विस्मर्यते अपि च यदा मया यानं पातितमासीत् कैरपि आगत्य सहायः तु न कृतः आसीत् तद्दिने मम अभासत सम्यक् यानं पठनीयं चेत् स्वयमेव यानो यानस्य उन्नयनं यदा यानं पतति तदा ततः मम यानस्य उन्नयनमपि मयैव आरब्धव्यमिति मया अवगतं तदनन्तरं मया यानं पतति चेत् यानस्य उन्नयनं कृत्वा कथं गन्तव्यमित्यादिकं समीचीनतया पठितम् अपि च लडाख् गन्तव्यं लेह् गन्तव्यम् इत्यादि इच्छाः अधुनापि सन्ति किन्तु मया बैकिङ्ग् यद्यपि इष्यते तथापि बहुदूरप्रवासः एतावत् पर्यन्तं न कृतः अस्ति गच्छताकाले अग्रे तु क्रियते एव